अस्माकं ग्रामः अस्ति परनूर् इति तत्र भजनमठः एकः अस्ति सर्वे भजनार्थं तत्रैव मिलन्ति रामकृष्णगोविन्दस्य भजनं कुर्वन्ति मृदङ्गं भेरी पटहः वीणा तन्त्री सर्वे ते वाद्यन्ते श्रोतुं बहु सम्यक् भविष्यति श्रोत्राऽऽनन्दकरी च भविष्यति